अहं छायाचित्रणस्य औपचारिकं प्रशिक्षणं यत्किमपि न प्राप्तवान् तथापि अहं छायाचित्रणं छायाचित्रं स्विकर्तुं स्वीकरिष्यामि चेत् मम कौशलं तावत् प्रथमम् अहं न नटितुं नाम नटितुमहं बहु इच्छामि तत्र आक्षन्स् भवन्ति डान्स् भवति पुनः तत्र नटनं तु बहु उत्तमं भवति अहं वस्तुतः तत्र यदि नायकः भवामि तत्रापि कमिडियन् इति विटपः तद्वत् अहं न वर्तितुमहं बहु इच्छामि तद्वद् तदर्थमत्र बहु ट्रैनिङ्ग् सेण्टर्स् अपि सन्ति तत्र गत्वा प्रथमं तत्र कथं नर्तितव्यं प्रथमं कथं नटनीयम् इत्यादिविषयान् अपि सर्वान् अहं ज्ञात्वा अनन्तरम् प्रथमं मम अहं मुवि तत्र स्वीकरिष्यामि तत्र मम प्रेरकः कः इत्युक्ते महेशबाबु सः बहु सम्यक् नटति सम्यक् ड्यान्स् अपि करोति नाम यथाशक्तिः करोति सम्यक् ड्यान्स् इत्युक्ते यथा रामचरणः अल्लुअर्जुनः करोति तद्वत् सः कर्तुं न शक्नोति तथापि सः उत्तमः अस्ति पुनः सः आबाल्ये बाल्यादपि सः सम्यक् नृत्यं बाल्यादपि सः सम्यक् नाट्यं कृतवान् सम्यगपि अयाक्टिङ्ग् पठित्वा सम्यगपि आक्टिङ्ग् पठित्वा सम्यक् सः उत्तमं प्रयासं कृत्वा सः अधुना सुपर् बेस्ट् हिरोप अपि अभवत् तद्वद् सः एव मम इन्स्पिरेशन् अस्ति सः एव मम प्रेरकः अस्ति अहं यदि भवामि तेन सः अहं नर्तितुम् इच्छामि न नटितुम् इच्छामि अनन्तरम् अन्यः वर्तते अल्लु अर्जुनः सः अपि सम्यक् नटति सः उत्तमं ड्यान्स अपि अस्ति तस्य प्रथमचित्रमित्युक्ते ड्याडि इति चिरञ्जीविः अस्ति तस्य तेन सह किञ्चित् सः आक्टिङ्ग् कृतवान् नटनं कृतवान् तत्र बहु सम्यक् सः द्रष्टुं सम्यक् नास्ति तथापि सम्यग् नाट्यं कृतवान् अतः नाट्ये अहं तं बहु इच्छामि